सामूहिक आचारणम् इष्टं वा इति पृच्छति चेत् मम तु सामूहिक आचरणम् इष्टमेव इदानीं सामूहिक जनाः सर्वे उपविशन्ति तर्हि सर्वेषां कृते सर्वेषां सम्भाषणं भवति अनन्तरं तत्र तस्य तेषाम् अभिप्रायं श्रोतुं शक्यते मम अभिप्रायं वक्तुं शक्यते तादृशं किमपि किमपि कार्यं सम् तत्र प्रचलति सम्भाषणमपि प्रचलति अस्माकं समयः अपि व्ययः भवति एकाकी गन्तुम् इच्छसि वा इति पृच्छति चेत् एकाकी गन्तुं बहु यदा जनाः नास्ति चेत् एकाकी उपवेष्टव्यमेव तस्मिन् समये सर्वे किं कुर्वन्ति इत्युक्ते दूरवाण्याः अधिक उपयोगं कुर्वन्ति अतः अहम् एकाकी उपवेशनापेक्षया सामूहिक आचरणमेव मम इष्टः इष्टमस्ति इदानीं सर्वे अतः अहं सामूहिक आचरणमेव इच्छामि